आं मातः नमस्ते गतसप्ताहे अहं नारदगानसभामध्ये एकं कचेरि कृतवती किमर्थं भवती किमपि न लिखितवती

अस्तु

तद्वत् वा

अस्तु हा आम् मम यमुना कल्याणीरागमेव मह्यं बहु रोचते मातः ये ये गीतमस्ति तस्मिन् रा रागे तद् यमुनाकल्याणी वा म् कल् सामान्यकल्याणी वा अहं गातुं बहु इच्छामि एव तदेव अहं कृतवती अनन्तरं तमिळ् उच्चारणविषये एतद् प्रथमवारमेव श्रुणोमि एतद् दोषम् इति अहं परिवर्तनं करोमि मातः निश्चयेन परिवर्तनं करोमि परिशलय परिशीलयामि अपि एतद् कचेरि विषये तत् श्रुत्वा अहं परिशीलयामि हा

अस्तु धन्यवादः भवती एतद् उक्तवती अहं परिवर्त्य अहं निश्चयेन निश्चयेन धन्यवादः मातः